भारतस्य प्रसिद्धाः नृत्यशैल्यः बह्व्यः सन्ति तमिळ्नाडु राज्ये भरतनाट्यम् आन्द्रप्रदेशे कुचुपुडि कर्नाटकराज्ये यक्षगान केरळराज्ये मोहिनियाट्टं कथक्कली इति सुप्रसिद्धाः मणिपुरिराज्ये मणिपुरी नृत्यम् एका उत्तमकलाशैली क कला अस्ति ओडिशाराज्ये ओडिस्सि इत्यपि वयं पश्यामः अत्र सुप्रसिद्धा नृत्यप्रवीणा इत्युक्ते भरतनाट्ये पद्मासुब्रमण्यम् इति महानृत्यप्रवीणा अस्ति नाट्यशास्त्रविषये संशोधनं कृत्वा डाक्ट्रल् डिग्री अपि प्राप्तवती पद्मासुब्रमण्यं महोदया इदानीं चन्नै नगरे नृत्य पाटयन् नृत्यं पाठयितुम् एकं नाट्यालयम् अपि चलति अत्र बहवः छात्राः तत्र भरतनाट्यं पठित्वा अन्येषु प्रदेशेषु भरतनाट्यं पाठयन्ति